भारतस्य मुख्यानि तीर्थानि तु अनेकानि सन्ति तत्र एकं वा द्वे वा अत्र मम तिरुपतिः तिरुपतिः तु अत्यन्तं प्रमुखपुण्यक्षेत्रमस्ति तदनन्तरं काशी काशीविश्वनाथस्य दर्शनमपि अत्यन्तम् उत्तमम् इति वयं हिन्दुजनाः चिन्तयन्ति तत्रापि समीचीनमेव तदनन्तरं मथुरा मा अस्ति तदनन्तरं दक्षिणभारतदेशे मथुरा मीनाक्षीति अस्ति तदनन्तरं कन्याकुमारी अस्ति रामेश्वरं बहूनि बहूनि सर्वाणि सन्ति तत्र काशीविश्वेश्वरस्य पुण्यक्षेत्रे तु कार्तीकमाससमये अत्यन्त उत्तमः उत्सवः प्रचलति तदनन्तरम् अत्र तिरुपतिः पुण्यक्षेत्रे अपि ब्रह्मोत्सवः इति प्रचलति तदपि बहु समीचीनं भवति तदनन्तरं हिन्दुदेशे पुष्करम् इति द्वादशवर्षानन्तरं यत् नद्याः पूजा भवति तत् पुष्करम् इति वदन्ति तत्रापि सर्वे जनाः तत्र उत्तमरूपेण गत्वा स्नानं कृत्वा नदीस्नानं कृत्वा पूजाम् अपि कृत्वा पुण्यं प्राप्नुवन्ति पुण्यं प्राप्नोति पुण्यं पुण्यं प्रा प्राप्तुम् इच्छन्ति इति वयं वक्तुं शक्नुमः अत्र मुख्यतया गङ्गानदी अस्माकं पुण्यनदी अस्ति भागी भागीरथी अपि वयं वदामः हिन्दुजनाः तत्रापि सम्यक् रूपेण भक्ताः भक्तगणाः तत्र गत्वा सम्यक्तया तत्र स्नानं कृत्वा काशी विश् विश्व् विश्वेश्वरस्य दर्शनं कृत्वा सम्यक्तया तत्र जनाः कुर्वन्ति मम प्रति तु अहम् इदानीमेव गते नास्ति ग गतमासस्य पूर्वमासे एव तत्र काश्याम् अहं द दशदिनात्मकं प्रवासं कृतवान् तत्रापि प्रतिदिनं गङ्गातीरे गत्वा गङ्गानदीं स्नात्वा तदनन्तरं सन्ध्यावन्दनमपि कृतवान् आसीत् अहम् अत्यन्तं सौभाग्यम् अदृष्टम् इति अहम् चिन्तितवान् अब् अ चिन्तितवान् नास्ति सः अत्यन्तं सौभाग्यम् अदृष्टमेव इति अस्तु धन्यवादः